मया यदा चित्रलेखनादिकं क्रियते तदा आदौ तु प्रकृति चित्राणि लिख्यन्ते स्म एवं गच्छता कालेन पेण्टिङ्ग् अपि आरब्धं तत्र शाकादि शाकादिना अपि पेण्टिङ्ग् कर्तुं भवति मम शाला जीवने बाल्यकाले तत् पेण्टिङ्ग् मया कृतं शाकादिका शाकादिकम् उपयुज्य तेन पेण्टिङ्ग् क्रियते तत् पेण्टिङ्ग् मध्ये मया किञ्चित् पञ्चेत् स्थरम् एवं स्तरेषु अग्रे गतम् स्पर्धायाम् अतः अहं सन्तोषम् अनुभवामि एवं गर्व गर्वोऽपि वर्तते पुनः तत् चित्रं दृष्ट्वा सर्वेऽपि सुहृदाः पितरौ सर्वेऽपि सन्तोषं प्रकटितवन्तः एवं बहु सुन्दरं चित्रम् इति उक्तवन्तः अतः मम तस्मिन् विषये सन्तोषः वर्तते